नमस्कारः मम नाम् आरती मीना अहं वैशालीनगर जयपुरतः वदामि श्वः जयपुरतः मुम्बैनगरं प्रति गन्तव्यम् अस्ति अतः अस्मात् कारणात् एव् अहं वैशालीनगरात् विमानस्थानकं प्रति केबस्य व्यवस्था कृतवती श्वः भवान् मां वैशालीनगरात् प्रातः अष्टवादने स्वीकृत्य मानसरोवारमार्गेण विमानस्थानकं प्रति नेष्यतु मम पार्श्वे लगेज् अपि भविष्यति